मम कृषिक्षेत्रे तावत् कूपव्यवस्था वर्तते जलसिञ्चनयन्त्राणि वर्तन्ते बिन्दुसिञ्चनम् जलयोजनाः अपि वर्तन्ते नित्यं तावत् कृषिक्षेत्रे जलं स्थापयन्ति तत्र भिन्नभिन्नव्यवस्थाः वर्तन्ते नित्यं तावत् बिन्दुसिञ्चनव्यवस्थायां हनिनीरावरि इति यदुच्यते अस्माभिः तत्र नित्यम् अर्धघण्टाम् एकघण्टां यावत् जलं कृषिक्षेत्रं प्रति त्यजन्ति तेन च भूमिः जलयुक्ता भवति इति एकं पुनश्च स्पिङ्क्लर् इति यत् अस्माभिः उच्यते जलसेचनयन्त्राणि वर्तन्ते तेन च नित्यं कृषिकाः तस्य उपयोगं कृत्वा भूमिषु सर्वत्र जलं स्थापयन्ति पूर्वतनकालीन कूपव्यवस्थाः तथैव अनुवर्तन्ते इति कारणतः विद्युत् शक्तिद्वारा जलं स्वीकृत्य सर्वत्र सेचनं कुर्वन्ति तेन च भूमिः जलसिञ्चितं भवति अतः कृषिकाः भिन्नभिन्नव्यवस्थाम् अन्विष्टवन्तः आविष्कारं कृतवन्तः तेन च नित्यं कृषिक्षेत्रं प्रति यथा जलस्य न्यूनता न स्यात् तथा जलं प्रतिदिनं त्यजन्ति इति कारणतः भूमिः जलयुक्ता आर्द्रा च सर्वदा भवति